नमो नमः तन्त्रज्ञानविषये ग्रामीणक्षेत्रे सम्मुखीक्रियमाणाः समस्याः काः इति अस्मिन् विषये अहं वदामि ये ग्रामीणक्षेत्रेषु निवासं कुर्वन्ति ते तन्त्रं यदस्ति अतः दूरवाणी भवतु अन्य सङ्गणकम् इत्यादिकं तैः ते सर्वदा दूरं स्थापयन्ति इदानीं सर्वत्र तन्त्राणाम् उपरि अधिकं बलम् अस्माभिः दीयते किन्तु ये ग्रामीणक्षेत्रे निवासं कुर्वन्ति ते तस्मात् दूरीभवन्ति अननन्तरम् अस्माभिः कृषिक्षेत्रे अपि बहवः यन्त्राणि इदानीम् अस्माभिः यन्त्राणि तत्र आविष्कृतानि किन्तु तेषां प्रयोगाय ते अस्माभिः पाठनीयाः किन्तु ते तत् पठितुं न इच्छन्ति यत् तस्मात् अस्माकं कृषिक्षेत्रं नष्टं भविष्यति तस्मात् ते भीताः भवन्ति इति